मया चित्राणि स्वीकर्तुं निकान् इत्यस्य ब्रान्ड् साधनानि क्रीणितानि सन्ति ते अवश्यं बहुमूल्यानि एव तत्र छायाचित्रणस्य ये ये साधनानि सन्ति ते सर्वे बहुमूल्यानि एव यदा यदा आवश्यकं तदा लाङ्ग् लेन्स् शार्ट् लेन्स् वैड् रेञ्ज् अथवा टेम्पर्ड् लेन्सेस् तत्र क्राप् फ्रेम् केमरा फुल्ल् केमरा इत्यादि सर्वं स्वीकृत्य चित्र स्वीकरणार्थं प्रयन्तं कृतम्